ऋत्वाधारितं नाम अत्र वर्षाकालः एव बाधकः भवति सर्वत्र नारिकेलफलानां निष्कासनम् अत्र इदानीं वृ वृष्टिः भवतीति भवति अत्र वायुः अपि अतीववेगतया अत्र वाति अतः नारिकेलफलानां कदलीफलानां च तत्र तत्र ट्रिमिङ्ग् इति क्रियते ट्रिमिङ्ग् नाम वृक्षं वृक्षे भारभूतभागः यद्यत् वर्तते तत्सर्वं निष्कास्यते ऋत्वाधारितः पादपः कदलीफलं नारिकेलफलं इतोपि शाकादिक्य शाकादीनामपि एवमेव सर्वत्र ट्रिमिङ्ग् कृत्वा स्थापयन्ति अत्र